मम एक्स्पिरियन्स् अस्ति यथा अहं गृहं गच्छामि खलु गृहं गृहं गृहं गृहं गृहं गत्वा गमनसमये अहम् एकं दृश्यं दृष्टवान् दृ मया दृष्टम् अस्माकं परिजनः ये सन्ति गृहं गमनसमये सः बहु उत्सुकाः जायन्ते तेषां कृते इच्छन्ति यत् कर्नाटकतः यदा एम् पी अहं गच्छामि तेषां कृते किं नयनं किं न नयनम् इति सर्वं विचिन्त्य एव सः चिन्तयन्ति यत्किमपि नीत्वा एव आ आगच्छतु इति एव